मङ्गळूरुनगरे बहवः प्रसिद्धाः महाविद्यालयाः सन्ति तेषु काचन शताधिकवर्षे पुरातनाः सन्ति

युनिवर्सिटि कालेज् सैण्ट् अलोषियस् कालेज् सैण्ट् अग्नस् कालेज् केनरा कालेज् इति मम एकः पुत्रः केन्रा केनरा कालेज् मध्ये पठितवान् अन्येक पुत्रः सैण्ट् अलोषियस् कालेज् पठितवान् द्वौ अपि पि यु सि कोर्स् तत्र कृतवन्तौ